अस्माकं भारते बहु प्रसिद्धाः नृत्यशैल्यः वर्तन्ते यथा ओडिसि इति नृत्यरूपम् ओडिस्साराज्ये विद्यते तद्वद् तद् ओडिसा जनानां कृते नृत्यशैली वर्तते तद्वद् भरतनाट्यम् इति नृत्यरूपं तमिळ् जनानां नृत्यशैली अस्ति किन्तु ताः तमिळ् जनाः केवलं तद् कला नृत्यरूपं नृत्यति तद् तद्वद् केरळजनाः अपि भरतनाट्यम् इति कलारूपं करोति तद्वद् आन्ध्रप्रदेशमध्ये अस्ति कुच्चिप्पिडि इति कलारूपं तद्वद् ते जनाः एव सम्यग्रूपेण तद् करोति तद्वद् केरळराज्ये तद्वद् कथक्कलि तथा मोहिनियाट्टम् इत्यादीनि कलारूपाणि वर्तन्ते कथक्कलि बहु प्रसिद्धं कलारूपं वर्तते तद्वदेव मोहिनि आट्टम् अपि मोहिनी आट्टं मध्ये सर्वे श्वेत युक्तं वर्णयुक्तं वस्त्राणि उपयुज्य ते धारयति नृ सर्वे नृ नृत्यरूपाणां वेशविधानं सम्यक् एव अस्ति तद् द्रष्टुमेव बहु सम्यक् तादृशं कथक्कलि अपि तेषाम् अभिनयं सर्वं सम्यक् रूपेण द्रष्टुं शक्यते